भारते शास्त्रीयनृत्यं नृत्याः नृत्यम् आदिकं भिन्नभिन्नप्रदेशेषु भिन्नभिन्नशास्त्रीयनृत्यमस्ति यथा तमिळ्नाडुमध्ये भरतनाट्यं केरलमध्ये कुचुपुडि मणिपुरी बाङ्ग्रा तत्सर्वम् अस्ति अन्यप्रदेशानां नृत्यानां विषये बहु अधिकं न जानामि भरतनाट्यविषये अपि अधिकं न जानामि आदौ मुद्राः सन्ति मुद्राः पाठयन्ति अनन्तरं तत् अडव् तट्टडव् नाटडव् तत्सर्वम् अस्ति अत हाण्ड् जेस्चस् तत्सर्वमस्ति तत्पाठयन्ति तद् पठनानन्तरं किञ्चित् तद् तद् तद् शिक्षणक्रमविषये अधिकं न जानामि भरतनाट्यं द्रष्टुं भरतनाट्यं द्रष्टुं बहु इच्छामि अहं तावदेव